अहं तेलङ्गणाप्रान्ते हैदराबादनगरे वसामि अत्र लोकयानं तेलङ्गणापरिवाहनसंस्था अस्ति अहं तेलङ्गणापरिवाहन लोकयाने कदापि प्रयाणं न कृतवती परन्तु पञ्चवर्षेभ्यः पूर्वमहं दिल्लीनगरे वसति स्म तत्र अहम् आभारतवर्षं लोकयाने एव प्रयाणं कृतवती प्रथमं तु दिल्लीनगरतः अहम् आग्रानगरं गतवती अत्र अहं तत्र अहम् ताजमहलस्य दर्शनं कृतवती अनन्तरम् अहं मथुरा नगरम् अपि गत् गतवती तत्र श्रीकृष्णः श्रीकृष्णस्य मन्दिरं गतवती ततः अहम् आभारतदेशम् अनेकप्रान्तानि दृष्टवती ततः अहं पुनः दिल्लीनगरं प्राप्तवती अनन्तरम् अहं लण्डन् देशे अपि लोकयाने प्रवासं कृतवती अत्र द्वौ स्तरौ स्तरौ स्तः उपरि स्तरे किमपि आच्छादनं नास्ति तत्र प्रयाणं तु बहु आनन्ददायकम् अस्ति